आम् अहं ध्यानं प्राणायामं च करोमि प्रतिदिनं करोमि यावत् शक्यं मम जीवने योगाभ्यासस्य महत्वपूर्णं स्थानम् अस्ति अहं प्रायः विंशतिवर्षेभ्यः सुदर्शनक्रियाम् अनुसरामि प्रतिदिनं करोमि कदाचित्तु न कृतं मया यदा न कृतं तदापि दृष्टं यत् मम श्वासः श्वासनिःश्वासयोः परिस्थितिः भवति तद्मया तद्मया दृष्टमस्ति यथा यदा करोमि तदा कीदृशं निरर्गलं मृदु मृ मार्दवं प्राप्नोति मम श्वासः तदपि मया इदानीमवगतम् अतः तथैव मनश्चित्ते अपि शान्तिः स्पष्टता एतादृशः एतादृशाः एतादृशः स्थितयः भवन्ति अतः योगः यो योगाभ्यासाः योगपद्धतयः मम जीवने तेषां महत्त्वं ब माहात्म्यं बहु अस्ति